अस्माकं पाकपद्धत्यां पूरणरोटिका तथा वटकाः बहु प्रसिद्धाः स् सन्ति तत्र तु एतस्य पाकसिद्धिः तु विशिष्ट अवसरे एव भवति माराहाष्ट्रीयाणां मध्ये तु यदा महालक्ष्मीः इति उत्सवः भवति तदा एतस्य खाद्यपदार्थानां पाकसिद्धिः भवति तस्य निर्माणं तु पूरणरोटिकायाः निर्माणं चणकदालिकायाः भवति चणकदालिकां तथा गुडं मिश्रयित्वा तस्य पूरणं भवति अनन्तरम् तु पिष्टकस्य मर्दनं भवति पिष्टस्य मर्दनं भूत्वा तन्मध्ये तु पूरणस्य स्थापनं भूत्वा पूरणरोटिकायां निर्माणं भवति तस्य सार्धं तु सर्पिषाम् अपि आवश्यकमस्ति अनन्तरं वटकाः निर्माणं विविधाः दालिकाः एकत्र कृत्वा तस्य चूर्णं कृत्वा तस्य तैलमध्ये वटकनिर्माणं भवति पूरणरोटिका तथा वटकाः बहु रुचिकरं सन्ति